अस्माकं राज्ये सर्वकारस्य व्यवस्थायां संस्कृतस्य प्रभावः नास्ति गुरुकुलपरम्परायान्तु भवत्येव संस्कृते एव वेदाध्ययनं वा अथवा संस्कृतभाषाध्ययनं वा सर्वं संस्कृते एव भवति परन्तु सर्वकारस्य पाठ्यक्रमे वा भवतु प्रौढशालाविभागे अथवा पदवीपूर्वशिक्षणविभागे यत्र कुत्रापि वा भवतु तस्य शिक्षणव्यवस्थायाः उपरि संस्कृतस्य प्रभावः नास्त्येव इति मम अभिप्रायः परन्तु विद्यार्थिनः अपि केवल अङ्कं अधिकाङ्कं प्राप्यते इति धिया एव संस्कृतं संस्कृतभाषां स्वीकुर्वन्ति इति मन्ये पाठने अपि ते अङ्कानि स्वीकर्तुम् एव उद्युक्ताः परन्तु विषयस्य आसक्तिः न भवति अतः संस्कृत भाषाविषये अधिकं ज्ञातव्यम् इति तेषां मनसि न वर्तते एव केवल अङ्क अङ्कस्य प्राप्त्यर्थमेव अध्ययनं कुर्वन्ति